भारते केचन लोकप्रियाः योगगुरवः सन्ति तेषु अन्यतमः प्रसिद्धः अस्ति राम् देव् बाबा वस्तुतः राम् देव् बाबा योगगुरुः आसीत् अस्ति अस्ति च तर्हि तेषां विषये वयं वदामः ते तु सामान्यतया यथा वयं जिम्नोस्टिक् इत्यादिकं वयं कुर्मः तथा तेषां योगक्रीडा तथा भवति वस्तुतः पारम्परिकधारायां नाम बारतीय ट्रेडिशनल् योगा इति वयं वदामः तत्र किं भवति इत्युक्ते मन्त्रे मन्त्रसहितं योगाभ्यासं कुर्वन्ति वयं प्रसिद्धविश्वविद्यालयेषु वयं पश्यामः संस्कृतविश्वविद्यालयेषु वयं पश्यामः उदाहरणार्थं राष्टीयसंस्कृतविश्वविद्यालयं तिरुपति वयं पश्यामः तत्र योगविभागे सूर्यनमस्कारप्रकाराः भवन्ति त्रिविधं तेषां तत्र द्वादशप्रकारकान् सूर्यनमस्कारान् छात्रेभ्यः पाठयन्ति तत्र कथं भवतीत्युक्ते एकस्य सूर्यनमस्कारं यदा वयं कुर्मः नमस्कार पोसिशन् यदा वयं आगच्छामः तदा ओम् मित्राय नमः ओम् सूर्याय नमः इति वयं वदामः एवं तत्र योगस्य अभ्यासं वयं कुर्मः नाम योगः नाम किमित्युक्ते कर्मसु कौशलं योगः इति नाम यस्मिन् वयं कार्यङ्कुर्मः तदेव योग इति वयं वदामः नाम तत्र कार्यङ्करणीयं तस्मिन् एव वयं बहुकिमपि वदामः तदेव योग इति वयं वदामः नाम यस्मिन् कार्यस्य अभ्यासः करणं यद् भवति तदेव योग इति वयं वदामः किन्तु इदानीन्तन काले किमभवत् इत्युक्ते सर्वेऽपि सर्वत्रापि यत्र कुत्रापि शिक्षणं प्राप्य आगत्य अहं योगगुरु अस्मीति वदन्ति तदर्थं एकः शिक्षकाः भवेत् तादृशेषु नाम समीचीन इदानीं भारते प्रमुखाः वर्तन्ते अस्माकं राम् देव् बाबामहोदयः तादृशाः सर्वेऽपि भवन्ति चेत् वरमिति मे मतिः धन्यवादाः